हरिः ओम् अहं अर्चना वदामि अद्य नृत्यकक्षा भवति वा हा नृत्यकक्षायां किं करणीयम्

अ अस्तु महोदय अनन्तरं सङ्गीतकक्षा आ श्वः कक्षा भवति खलु

आ अस्तु महोदया अनन्तरम् अहम् एकां स्पर्धायां भागग्रहणं कर्तव्यम् इति चिन्ता अस्ति त तद् दशदिनानन्तरमस्ति तत्र नृत्यस्पर्धा तद् किं करणीयम् अत्र हा वरिष्ठस्तरस्य एव अस्ति तद् हाहा अस्तु हा हा तत्सम्यकस्ति आ आ आ अहं तस्य ब् अभ्यासं करोमि

अद्य दास्यामि तु महोदया धन्यवादः

अस्तु अस्तु